नमस्ते स्विग्गी खलु अहम् एकम् आर्डर् कर्तुम् इच्छामि उडुपी स्वीट्स् तः अहं मैसूर्पाक् एकं किलो चम्पाकलि एकं किलो चष्कुली किलो द्वयम् अहम् इच्छामि परन्तु मैसूर्पाक्मध्ये शर्करा एव मास्तु तेन सहैव चष्कुली सम्पूर्णमरीचिका युक्ता भवतु तथैव यदि बादाम्पेयम् अस्ति तदपि आवश्यकं परन्तु बादाम्पेयमध्ये कृपया क्षीरम् आयोजयन्तु एतत् सर्वं मम गृहं प्रति प्रेषयन्तु